हरि ओम् आम् नमस्ते आम् आम् पृच्छन्तु

आम् सत्यमेव पूर्वम् अहम् पुस्तकालीयाध्यक्षत्येन वदामि अस्माकं पुस्तकालयस्य सर्वाभि व्यवस्था उत्तमा अस्ति अत्र आफ्लैन् माध्यमेन सर्वाः पत्रिकाः पुस्तकानि सन्ति दुर्लभग्रन्था अपि सन्ति ई बुक्स् अपि सन्ति अनन्तरं डेटाबेस् अपि अस्ति भवतां प्रश्न अस्ति दुर्लभग्रन्थः इति तर्हि दुर्लभ ग्रन्थानां प्रसङ्गे अहं वदामि प्राच्ये पाश्चात्ये सर्वेऽपि दुर्लभाग्रन्था अस्माकं पुस्तकालये वर्तन्ते भवान् अन्वेष्टुं शक्नोति यदि न मिलति चेत् मां पृच्छन्तु अनन्तरम् अस्माकम् अत्र सङ्गणके अस्ति तत्र आन्लैन् माध्यमेन अपि पुस्तकस्य नाम दृष्ट्वा लेखकस्य नाम दृष्ट्वा प्रकासनं दृष्ट्वा भवान् निष्कासीतुं शक्नोति पठितुं शक्नोति आम् आं सत्यम् आं सत्यमेव अस्ति एवम् अस्ति पीडीएफ् इत्यस्य सीमा अस्ति यदि सहस्राधिकपृष्ठानां ग्रन्थ दुर्लभग्रन्थ प्राचीनग्रन्थ अस्ति तस्य पीडीएफ् भवितुं न शक्नोति तस्य वयं डौन्लोड् कुर्मः तदापि कष्टम् अनुभूयते सर्वमपि कष्टायते अतः दुर्लभग्रन्थानां सर्वमपि स्कानिङ्ग् कृत्वा अस्माकं पोर्टल् उपरि एते दुर्लभग्रन्था सन्ति पुस्तकालयेपि सन्ति अस्माकं विश्वविद्यालयस्य मुख्य सैट् अस्ति वेब्सैट् तत्रापि उपलब्धाः सन्ति सर्वेऽपि प्रकाशिताः ग्रन्थाः एवं च विभिन्नासु पाण्डुलिपिषु ये ग्रन्थाः सन्ति यथा खरोष्टी ब्राह्मी शारदा देवनागरी लिप्यां तेपि ग्रन्था तत्र सन्ति

आम् आम् स सत्यं कारणम् अस्ति दुर्लभग्रन्थानां पठनपाठनम् आधुनिकयुगे आन्लैन् माध्यमेन भवति परन्तु बहवः उत्तमा पाठका किं कुर्वन्ति पुस्तकेन मूलग्रन्थेन एव सानन्देन प्रातःकाले उत्तमे वातावरणे वृक्षछायाः अधः उपविश्य पठन्ति आन्लैन् माध्यमेन वैदेशिकाः पठन्ति सत्यम् अस्ति भवद्भिः उक्तम्

आम् आम् स भवताम् उत्तमः उभयोः अपि उत्तमः पाठकाः सन्ति ये आन्लैन् माध्यमेन पठन्ति आफ्लैन् माध्यमेन पठन्ति च